अयि भो मित्रम् अहम् इदानीम् अद्य चिन्तयामि यद् अस्माकं परिवेशने अस्माकं ग्रामे यः नूतनः अन्न आपणिकः उद्घाटितः जातः तत्र गत्वा भोजनं कर्तव्यम् इति किन्तु एतद् एषः आपणिकः तु नूतनः अस्ति तस्मात् अहं तत्र किं किं लभ्यते इति न जानामि भवान् तत्र गतवान् इति अहं श्रुतवान् तस्मात् मां वदतु एकवारं यत् तत्र सम्यक् सर्वं लभ्यते वा न वा इति तस्य किमपि रेटिङ्ग्स् अस्ति वा तव तव समीपे तदपि वदतु तदनन्तरं रिव्यूस् इति तत्र किदृशी सेवा आसीत् अन्नं स्वादिष्टम् आसीत् वा न वा इति सर्वं मां वदतु एकवारम्